कोविड् काले सर्वैः तावत् ऐन्द्रजालिकरूपेण एव अध्ययनं कृतं वर्तते किन्तु तत् महदुपकाररूपेणेव भवन्ति कोविड् काले तावत् न कोविड् पश्चात् काले अपि साम्प्रतमपि अनेके संस्थाः साम्प्रतम् ऐन्द्रजालिकरूपेण एव स्वेषाम् अध्ययनं प्रकाशनं कुर्वन्ति किन्तु तत् महत् सुखं सहकृतमेव वक्तुं शक्यते किन्तु तस्मिन् सावधानविषयाः के चेत् तत्र कश्चन क्लेशः भवति यच्चेत् गृहे भवामश्चेत् तत्र स्वनः अधिकः भवति तस्मात् तस्मिन् सः एव एकः दोषरूपेण वक्तुं शक्यते तत् अतिरिच्य सर्वेविषयाः सहकाररूपेण एव सन्ति इति अभिप्रायः